नगरस्य प्रदेसस् प्रदेशस्य छात्राणां ग्रामीणस्प ग्रामीणप्रदेशस्थ छात्राणामपेक्षया अवकाशः अधिकं सन्ति अपि च साधनसौकर्याणि अपि अधिकं तस्मात् कारणात् ते औन्नत्यं शीघ्रतया प्राप्नोति ग्रामीणप्रदेशे मूलभूतसौकर्याणि उदाहरणार्थं जलसम्पर्कं विद्युज्जालसम्पर्कं अन्तर्जालसम्पर्कम् इति समीचिनं नास्ति तस्मात् कारणात् ते अभिवृद्धिं कर्तुं न शक्यते